हरि ओम् नमस्ते एवम् ह क्रेतुं शक्यते किन्तु कति चित्राणि अपेक्षितानि ओ बहुसङ्ख्याकाः सन्ति किं विषये अपेक्षितम्

मया तु आधिक्येन सर्वविषयेष्वपि चित्राणि लिख्यन्ते परिसरस्य अनन्तरं मनुष्याणां मृगाणां सर्वं भवतां कृते

आनेतुं शक्यते किन्तु तस्य परिमाणं सर्वं कीदृशं भवेत् दीर्घं बृहत् बृहत् महत् चित्राणि भवेयुः वा लघु अपेक्षितं कीदृशं

एवम् एवम् अवश्यं कर्तुं मयि अपि उत्साहः वर्तते किन्तु मौल्यं कति भवतीति वदामि चेत् पूर्वमेव भवतामपि आनुकूल्यं भवति ममापि आनुकूल्यं भवति मम समीपे द्विशतं चित्राणि वर्तन्ते इतोपि शतं कर्तव्यं भवतां सङ्ख्यानुसारं पश्यामश्चेत् मम छात्राः अपि सन्ति अत्र चित्रकर्त्रः अपि अनेके सन्ति तर्हि तेषां सकाशात् अहं कारयित्त्वा यच्छामि किन्तु अस्माकं परिश्रमः वर्तते पुनः अपेक्षितसामग्र्यः वर्तन्ते यथा कर्गदमपेक्षितं भवति वर्णाः अपेक्षिताः भवन्ति अतः तदर्थं यावत् मौल्यं भवति तावदहं किञ्चित् मेलयित्त्वा वदामि श्कयते वा इति पश्यन्तु यतो हि एकं चित्रं द्विसहस्रादेव आरभ्यते तदेव न्यूनातिन्यून मौल्येन अस्ति अस्माकं अस्तु कदा अस्ति भवताम् एवम् तर्हि दिनद्वयात् प्राक् अपेक्षितं भवेत् खलु एवम् अहं बेङ्गलूरु नगरात् किञ्चित् दूरे अस्मि तर्हि इतः आनयनं व्यवस्थां भवन्तः एव कारयन्ति चेत् उत्तमम् एवम् अवश्यम् अवश्यम् अवश्यम् यथा शक्ति प्रयत्नं करोमि